तेलङ्गाणाप्रान्ते प्रत्येकतया हैद्राबाद् नगरे आरोग्यव्यवस्था सम्यगेव अस्ति इति अहं भावयामि कुतः इति चेत् अत्र बहूनि मेडिकल् रीसस् सेन्टर्स् भवन्ति अनन्तरम् औषधालयाः अधिकाः सन्ति ततः सर्वस्यां प्रपञ्चस्य कृते करोना काले मेडिसिन् दत्तवान् हैद्राबाद् नगरमेव ततः वयम् आरोग्यम् इतोऽपि आरोग्यसम्पादनाय औषधं विना जीवनं यापयितुं वयम् एवं कर्तुं शक्नुमः प्रतिदिनं योगाभ्यासः कर्तुं शक्यते तदनन्तरम् अत्र अत्र सर्वकारस्य जनाः वनानि वर्धयितुमपि प्रारम्भं कृतवन्तः तदपि सफलीजाता इति अहं भावयामि एवमेव अस्माकं दिनचर्यां यदि वयं प्रातः उत्थाय किञ्चित् कालं योगाभ्यासं कुर्मः अनन्तरं सायं यदि वाख्यालयं प्रति गच्छामः चेत् अस्माकं जीवने आरोग्यं वर्धयितुं शक्नुमः प्रिवेन्शन् इस् बेटर् देन् क्यूर् इति वदामः खलु तथा यदि वयं कुर्मः चेत् तत् अस्माकं कृते सुकरं भवति तदर्थं वयम् अस्माकं जीवने बहिस्तः यदि आहारं भवति तत् अधिकं न स्वीकुर्मः यदि गृहे पचनं कृत्वा यदि स्वीकुर्मः चेत् तत् इतोऽपि अस्माकम् आरोग्यं वर्धयितुं तत् प्रयत्नं कर्तुं शक्नुमः अनन्तरं यदि वातावरणे कालुष्यं न भवति चेत् तथा वयम् अस्माकम् आरोग्यसेवां वर्धयितुं शक्नुमः तदर्थं लोकयानं यदि वयम् उपयोगं कुर्मः चेत् तत्र वायुकालुष्यमपि निवारयितुं शक्यते वायुकालुष्येनैव अधिकाः रोगापीडिताः भवन्ति इति वयं शृणुमः अद्यतनकाले तदर्थं तदपि निवारयितुं शक्नुमः तत् निवारयितुं प्लास्टिक् विनियोगं न करणीयं अधिकानि यानानाम् उपयोगमपि न करणीयं लोकयानानाम् उपयोगं करणीयम् एवं यदि वयं कुर्मः चेत् अस्माकम् आरोग्यसेवां वर्धयितुं सम्यक् अग्रे गच्छामः इति अहं भावयामि